मया चित्रं लिख्यते किं चित्रं नाम पेन्सिल् इत्यादिना शेडिङ्ग् इति वदामः तत् चित्रं मया क्रियते तत्र वर्णानि न भवन्ति केवलं कृष्णवर्णं भवति तथा श्वेतवर्णं केवलं भवति श्वेतवर्णं पत्रं भवति त तस्य उपरि मया कृष्णवर्णस्य लेखनी स्वीकृत्य चित्रं चित्रादिकं क्रियते तत्र मया पेन्सिल् इत्यादिकम् उपयुज्यते तत् कुत्र मया स्वीक्रिते नाम तत् ब्रे तस्य ब्रेण्ड् वर्तते डूम्स् इति तथा एच् बि ता तस्मिन् ब्रेण्ड् मध्ये एतत् सर्वं लभ्यते ये चित्रं कर्तुं कानि वस्तूनि अपेक्षितानि तानि सर्वाणि तत्र लभ्यन्ते ते अधिकधनयुक्ताः धनयुक्ताः धनयुक्ताः सन्ति ये तत्र कथं भवति नाम एच् बि इति भवति एच् बि टु टु एच् बि त्रि बि सिक्स् बि इत्यादिकं भवति तत्र डार्क् भवति चेत् तत्र अन्तिमं भ अन्तिमम् अस्ति फ़िफ़्टीन् बि इति तत्र बहु कृष्णवर्णं भवति तेन मया चित्रादिकं क्रियते पुनः आङ्ग्लमध्ये आङ्ग्लमाध्यमे रेज़र् इति वदामः तदपि तस्मिन् ब्रेण्ड् मध्ये तस्मिन् ब्रेण्ड् मध्ये लभ्यते तद् तदपि पञ्चा शतरूप्यकं शतरूप्यकाणि तस्मिन् तस्मिन् रूप्यकाणि मध्ये तद् लभ्यते तेन मया चित्रादिकं क्रियते